अस्माकञ्जनानां संस्कृतिः बहु विभिन्ना वर्तते तत्र मम संस्कृतिः एवं वर्तते प्रतिमासम् अथवा प्रतिवर्षं मम संस्कृतौ चैत्रशुद्धप्रथमायां तिथौ युगादिः इति पर्व आचर्यते अस्मिन् पर्वणि अस्माकङ्गृहे सम्यक् भोजनादिकं युगादिः इत्युक्तौ युगस्य आदिः इति आशयः अस्मिन् पर्वणि सर्वे वयं परिवारजनाः गृहे भूत्वा पर्व आचरामः एवमेव चैत्रमासे शुद्ध शुक्लपक्षे नवम्यां तिथौ अस्माकङ्गृहे अपि च ग्रामेपि रामनवमी आचर्यते रामः रामनवमी इति रामस्य जन्मदिननिमित्ततया इदं पर्व आचर्यते ग्रामे अस्मिन् सन्दर्भे ग्रामेषु पानीयादिकम् एवं दध्यन्नादिकं दत्वा तत् पर्व आचर्यते एवमेव आश्वयुजमासस्य शुक्ले पक्षे द्वितीयायां तिथौ मम जन्मदिनं वर्तते प्रतिवर्षं मम जन्मदिनं सम्यक् आचर्यते गृहीयैः तस्मिन् दिने किञ्चित् मधुरादिकङ्कृत्वा वयं तोषमनुभवामः एवमेव कार्तिकमासस्य अमावास्यायान्तिथौ दीपावलिः इति पर्व आचर्यते तत्रापि दीपज्वालनादिकं कृत्वा अस्माभिः बहुसम्भ्रमेण तत्पर्व आचर्यते तदुत्तरं भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थ्यां तिथौ गणेशपर्व आचर्यते तस्मिन् पर्वणि विविधभक्षभोजनादीनि सिद्धानि भवन्ति मम ग्रामे तस्मिन् दिनेपि वयं सन्तोषेण तत्पर्व आचरामः